तरणं क्रिकेट् क्रीडनं पर्वतारोहणं इत्यादिषु बाह्यक्रीडासु क्रिकेट् क्रीडने मम रुचिः वर्तते अहं मम गृहे अनुजेन सह क्रिकेट् बहुधा क्रीडितवती क्रिकेट् क्रीडनेन बहुसन्तोषं प्राप्यते स्वास्थ्यमपि सम्यक् भवति पर्वतारोहणे अपि मम रुचिः वर्तते गतसप्ताहे अहं पर्वतारोहणं कृत्वा तिरुपतिस्थः बालाजिस्वामिनां दर्शनं कृतवती तत्र मार्गे बहवः वन्यजन्तूनहं दृष्टवती ते निर्भयेन विचरणः कुर्वन्ति तरणे मम रुचिः नास्ति मम ग्रामे नदी बहुदूरे अस्ति अतः तरणं शिक्षणार्थम् अहम् अवकाशं न लब्धं किन्तु अन्यैः तरणं कुर्वन्ति तां दृष्ट्वा अहं बहुसन्तोषं प्राप्तुं शक्नोमि अहं दूरवाणी मध्ये तरणं दृष्टवती तदपि बहुसम्यक् अस्ति टेलिविज़न् मध्ये अपि अहं क्रिकेट् पश्यामि बहुथा पश्यामि तदपि बहुसम्यक् भवति मम क्रिकेट् क्रीडने बहुरुचिः अस्ति तद् अहं बहु क्रीडामि अपि